अस्माकं प्रदेशे प्रमुखाः वन्यजीविनः जीविनः सिंहाः सन्ति व्याघ्राः सन्ति गजाः सन्ति किन्तु इदानीं तेषां भक्षणार्थं तेषां जलपानार्थं सर्वे काननाद् बहिः आगच्छन्ति मनुष्याणां कृते तद् बहु दुष्करं भवति इदानीं मध्ये मध्ये गजाः बहिः गच्छन् बहिः आगच्छन्ति मनुष्याणां भोजनपदार्थान् स्वीकृत्य खादन्ति तेषां कृषिकार्यं सर्वं नाशयन्ति इति करोति तेषां रक्षणार्थं तेषां भोजनं भोजनदायित्वं करणं वयं वा वयं वा वने न प्रविशामः वयं वनम् आगत्वा भो गृहं निर्माणं करोति चेद् तेषां जीवनं कष्टम् अस्ति अस्ति इति अहं चिन्तयामि